हलो नमस्ते मम अहं मम शिशुं सुखकार्यम् अन्वेषणं कर्तुम् अहम् आह्वयति मम मम शिशुः सम्यक् अस्ति वा कथं प पठति ओ अस्तु अस्तु मम मम शिशुः

अस्तु अहं मम शिशुं प्रेषयामि किन्तु मम शिशु

आम् शास्त्रीयसङ्गीतं मम शिशुः प्रातःकाले उत्थाय साधनम् साधकं कुर्वन्ति आम् मम शिशुः इदानीं इदानीं मम सोदरस्य गृहं गतवती कदा फ़ीस् फ़ीस् कदा फ़ीस् फ़ीस् अस्तु अस्तु अद्य वा अद्य मम शिशुः कृते वद वदति अद्य न कक्षा अद्य कक्षा नास्ति इति अहं न अहं किञ्चित् न सा

अद्य कक्षा अस्ति वा मम शिशुः मम कृते वदति अद्य न कक्षा पी टि ए मीटिङ्ग् कदा भवति अद्य नास्ति अद्य पी टि ए मीटिङ्ग् नास्ति श्वः मम शिशुः किमपि न वक्तव्यम् श्वः समयक्रमम् नववादने अहं श्वः आगच्छामि अस्तु श्वः वयं पुनर्मिलामः